मम क्षेत्रे तावत् बहवः क्रीडाः क्रीड्यन्ते तद्यथा कबड्डी कोक्को कबड्डि कोक्को क्रिकेट् शटल् इत्यादयः वालिबाल् फ़ुट्बाल् लगोरि इत्यादयः बहवः क्रीडाः क्रीड्यन्ते अस्माकं प्रदेशे सर्वेपि मिलित्वा आनन्देन क्रीडा क्रीडितुं शक्नुवन्ति इति क्रीडा तु लगोरि इति उच्यते तत् तावत् सा क्रीडा कथं नाम लघु लघु समशिलाखण्डाः स्वीक्रियन्ते तादृशनवशिलाखण्डानि शिलाखण्डानि एकत्र उपरि उपरि संस्थाप्य एकं बिल्डिङ्ग् वत् लघु अत्यन्तं लघु एकम् आकारं

पाद दूरं यावत् स्थित्वा कन्दुकेन ताडनीयम् तत् यत् पतति अपरस्मिन् भागे ये भवन्ति ते च कन्दुकं स्वीकृत्य अस्मिन् भागे विद्यमानेभ्यः ताडयन्ति तस्मात् यदि ते पला पलाये पलायनी भूताः भवन्ति तर्हि कन्दुकं दूरं दूरं गच्छति ततः एते पुनः योजयितुं शक्नुवन्ति यदि तस्मात् कन्दुकस्य आगमनात् प्राक् एते तद्योजयन्ति तर्हि एते जिताः इत्यर्थः